मम राज्यं कर्नाटकं वर्तते तत्र विभिन्नकलाप्रकाराः एवं विशिष्टकलाप्रकाराश्च उपलभ्यन्ते तत्र अनेकाः संस्थाः अपि सन्ति पाठनार्थं तत्र आल्वास् मध्ये मूडुबिद्रे आस्वास्मध्ये अनेकाः कलाः पाठ्यन्ते अपि च मैसूरुनगरे कावा इति विश्वविद्यानिलयः वर्तते तत्रापि अनेकाः कलाः पाठ्यन्ते अपि च तत्र तत्र देवालयेषु गृहेषु वयं सङ्गीताध्ययनं द्रष्टुं शक्नुमः तत्रापि पाठ्यन्ते भरतनाट्यं पाठ्यते एवं च रङ्गवल्लिशिबिरादिकं प्रचलत् प्रचलन्ति अपि च क्राफ्ट् इत्यादि अनेक अनेके विषयाः पाठ्यन्ते तेषां पाठनार्थं संस्थाः अपि अनेके सन्ति